वस्तुतः वक्तव्यं चेत् तावान् महान् कोऽपि क्लेशः अनेन न जनयितः आधिक्येन यन्त्रैः सह इदं भवत्येव यन्त्रेभ्यः अयम् अनुभवस्तु भवत्येव कश्चन ऋणात्मकः भागः अधुना तन्त्रज्ञाने तु यथा अनुभूयते यन्त्रे यन्त्रेषु अपि तथैव अस्माभिः अनुभूयते यद्यपि यन्त्राणि सौलभ्यं जनयन्ति तथापि कालान्तरे तेभ्यः क्लेशस्तु अनुभूयते अस्माभिः अनेन यन्त्रेणापि कश्चन क्लेशस्तु जनयितः कः नाम कालान्तरे अस्मिन् अग्निज्वलनं न शक्यमानमासीत् बहु प्रयासः कृतः अग्निः न ज्वलति स्म कालान्तरे अस्माभिः यः यन्त्रं समीकरोति तस्य समीपे गतं तेन अनन्तरं सम्यक् अपि कृतम् अधुना समीचीनतया चलति न कोऽपि महान् क्लेषः